अहं शिशिर ऋतुमेव इच्छामि तदा एव अहं यात्रां कर्तुम् इच्छामि यात्रामपि करोमि किमर्थं चेत् ग्रीष्म ऋतुः तु अहं निश्चयेन न इच्छामि किमर्थम् तत्र सदा सर्वदा श्वे स्वेदः आतपः आतपः चेत् निश्चयेन छत्रं स्वीकृत्य एव स् सर्वत्र गच्छामि तदा मह्यं न रोचते तदनन्तरम् ग्रीष्म ऋतुं च ऋतुः निश्चयेन

बहु शक्तिहीनः कारयति अतः निश्चयेन अहं तदा यात्रां न करोमि वर्षां पश्यामः चेत् मह्यं तु तदपि न रोचते किमर्थं चेत् अनारोग्यं भवति तदापि सर्वदा छत्रं स्वीकरणीयम् इति अस्ति अतः सन्तोषेण कुत्रापि अटनं न कर्तुं शक्नुमः अतः ग्रीष्म ऋतुम् अपि नास्ति वर्षा ऋतुमपि नास्ति निश्चयेन शिशिर ऋतुः एव डिसेम्बर् मासे वा जनवरी मासे वा शी शिशिर ऋतुः अस्ति चेत् निश्चयेन सन्तोषेण अहं यात्रां कर्तुम् इच्छामि तदा सर्वत्र अटनं करोमि अपि